यदाऽहं चारणं करोमि स्म तदानीमहम् एकं भल्लूकम् अपश्यम् तत्र हिमे भल्लूकस्य लघुशिशुः अपि दृष्टः स तस्य अहं छायाचित्रं स्वीकृतवान् एवं सेल्फी इति स्वीकृतवान् तेन सह सः अत्यन्तं सुन्दरः अस्ति इतोऽपि यदा अहं तानि चित्राणि इन्स्टाग्रेम् मध्ये फेस्बुक् मध्ये मम मित्रेभ्यश्च प्रेषितवान् तत्र इतोऽपि एका विचित्रप्राणि अपि दृष्टा मया जीवने कदापि सा न अवलोकिता अत्यन्तं कृशा अस्ति सा तावत् एवमेव तूष्णीं हसन्ती आसीत् तस्याः अपि एकं चित्रं स्वीकृत्य तस्याः शिशुभिस्सह चित्रं तस्याः स्वीकृतवान् तत् यूट्यूब् मद्येऽपि अहं शेर् कृतवान् अस्मि तस्याहं नाम अपि स्थापितवान् एकम् एवं मया कृतमस्ति